सम्पादनकार्यं कृते प्रथमं तु विषयस्य चयनं करणीयं यदा विषयस्य चयनं जातं तदनन्तरं समाजं मध्ये सर्वेक्षणं सर्वेषणं कृत्वा तस्य किम् स समाधानम् अस्ति तथा च स् समाजेषु कस्य समस्या वर्तते तस्य निराकरणं किमस्ति निष्कर्षम् इत्यादिषु विषयस्य ज्ञानं करणीयं यदा तस्य ज्ञानं भवति तदनन्तरं तद् ए एकसूचीमध्ये तस्य सूचीबद्धं करणीयम् आवलेः मध्ये तथा च तस् तस्मिन् विषये किं किं समाजस्य कृते दर्शनीयम् एवं तथा च तत् कथं रूपेण दर्शनीयं शब्दचयनम् इत्यादिषु सर्वेषु विषयस्य विषयेषु तथा व्याकरणस्य विषयम् इत्यादि यद्विषयं वर्तते तस्य दृष्ट् दृष्टिगोचरं करणीयम् एवं यदा एतादृशविषयं जातं तदनन्तरं यदा सम्पादनम् अस्ति तद् द्रष्टव्यं सम्पादनस्य कारणं कार्यमपि क्रमशः वर्तते प्रथमं तु विषयस्य चयनं तदनन्तरं तस्य समाजं मध्ये सर्वेक्षणं सर्वेषणं तदनन्तरं यद् शब्दचयनम् इत्यादिषु यद् चत्वारि पञ्च यद् कार्यमस्ति तत् क्रं क्रमात् करणीयम् एतादृशि कार्यानन्तरं सम्पादस्य क् सम्पादकस्य कार्यं पूर्णं भवति एवं तदनन्तरं यत् परिकार्यस्य कारणं भवति तदपी भागत्रय् विभागत्रयं वर्तते यदा एकस्मिन् प्रान्तेषु अपि तद् द्वित्रिस्थानं कृते अपि बहु विभागस्य विभागनं भाजनं करणियं यदा विभाजनं भवति तदनन्तरं तद् यद्विषयः अस्ति तस्य जनानां कृते जनानां कृते लभ्यता एवं तथा च जनानां प्रति तस्य नूतनतया अवगमनम् इत्यादिषु यद्विषयमस्ति तदनन्तरं जनानां कथं तस्य उपरि तेषाम् उपरि ते ते स्पदनं करोति इत्यादिषु विषयं दृष्ट्वा अनन्तरमेव एतादृशं कार्यं भवेयुः एवं च तथा सम्पादकं तथा परिनिष्करणं कार्यं यदस्ति तद् एकदिनं मध्ये बहु विराट् कार्यं वर्तते तत् करणीयं कृते तत् बहु मानसिकम् एवं शारीरिकः क्षमता अपेक्षते तथा च मानसिकस्थिरता अपि तस्य तस्य कृते अधिकतया अपेक्षते एवं तत् तस्मात् तथा च तस्य कलाकारस्य यद् बुद्धेः अस्ति तस्य प्रदर्शनीयम् इति यद् सम्पादकस्य एवं परिष् निष् परिनिष्करणस्य कार्यं कृते अपेक्षतम्